आम् एकवारं मित्रैः सह बैकिङ्ग् प्रवासं गतवती तलकोना पर्यन्तं वयं पू पूर्वदिने एव सर्वे मिलित्वा कथं गन्तव्यं कः ड्रैविङ्ग् करोति इत्यादि वयं चर्चां कृत्वा योजनां निर्मीय तत्र गतवन्तः